गणकीकृतकलाविशिष्टा वा मानवनिर्मितकलाविशिष्टा इति इति प्रश्नः इति प्रश्नस्तु प्रश्नोऽपि विशिष्टः कारणं तु गणकीकृतकलायाः अपि एका विशिष्टा भूमिका एवमेव हस्तनिर्मिता वा मानवनिर्मितकलायाः अपि एकदृष्ट्या जीवने भूमिका विशिष्टा एव परन्तु यदि तन्मध्ये ध्यानं देयं चेत् सामान्यतया गणकी कला माध्यमेन पञ्चजनानां वा दशजनानां कार्यम् एकं सङ्गणकमेव करोति तेन किं भवति तेन ये हस्तशिल्पिकाः वा कलाकाराः तेभ्यः रोजगारे काञ्चित् बाधां विदधाति अतः उभौ स् विदधाति चेत् हस्तशिल्पिकाः रोजगारस्य अवसरः न प्राप्तः एवमेव यदि कथितुं शक्नुमः यत् उभौ स्वकीयं कृते वैशिष्टप्रदाः एव स्तः